वेदाध्ययने नि निरतस्य चर्या कथं भवेत् इति वक्ष्यामि मम अभिप्रायः तु एवं वर्तते यः वेद अध्ययनं कर्तुम् इच्छति तस्य अष्टमे वर्षे उपनयनं जातं स्यात् तत् प्राक्तनजातकर्माणि अपि सञ्जाताः स्युः अनन्तरं सः गुरुनिकटे गत्वा सन्ध्यावन्दनं तत्साङ्गं शोचविधिं च पठेत् तदुत्तरम् अग्निकार्यनिरतः भवेत् अनन्तरं वेद अध्ययनस्य आरम्भं कुर्यात् न्यूनम् अन् अतिन्यूनं नवदषवर्षाणि यावत् वेदाध्ययनं कुर्यात् तत्र न्यूनातिन्यूनं वेदद्वयं समापयेत् सः यतोऽहि शास्त्रे अपि यत् प्रसिद्धं वेदद्वयस्य द्वयस्य अध्ययनम् इति तेन सर्वदा अपि ब्रह्मचर्यं पालनीयं प्रतिदिनं सन्ध्योपासनम् अग्निकार्यं च कर्तव्यम् तत्साङ्गं निष्ठता श्रद्धा मेधा सर्वविधं सर्वविधं भवेत् ततः एव सः वेदाध्ययने निरतः भवति यतोहि वेदाध्ये विद् वेदाध्येतॄणां ब्रह्मचर्यम् एव प्रं प्रमुखं भजते अतः ब्रह्मचर्यस्य अत्र बहुमहत्त्वं वर्तते तथैव प्रातः ब्राह्मे मुहूर्ते उत्थानं प्रतिदिनं भवेत् सन्ध्या उपासनं तदुत्तरं तदुत्तरं गुरुः यद्वदति तत् कार्यं कृत्वा तेन सह वेदाध्ययनं कुर्यात् इति मम अभिप्रायः